नाम मम जीवने एकवारं प्रधानं निर्णयं स्वीकृतवान् आसं किं तद् निर्णयम् इत्युक्तौ इदानीं मया एकवारं विद्यापीठं प्रवेष्टव्यम् इति कश्चन सङ्कल्पः कृतः आसीत् तदानीं एकदा विद्यापीठं प्रत्यागतः तदानीं किं जातं तस्मिन् वर्षे भवते इदानीम् अनुमतिः नास्ति अनुमतिः दातुं वयं न शक्नुमः तर्हि अग्रिमे वर्षे अवश्यम् आगच्छतु इति उक्तवन्तः तदानीं मया कश्चन सङ्कल्पः कृतः अवश्यं कथञ्चित् वा अस्मिन् विद्यापीठे मया स्थानं प्राप्तव्यं इति निश्चयः मया कृतः आसीत् तदनुसृत्य पुनः अग्रिमे वर्षे प्रयत्नः मया कृतः पुनः तत्र स्थानं प्राप्तवान् तदानीं कस्य अभिप्रायं अहं स्वीकृतवान् इत्युक्तौ मम पितृचरणानां अभिप्रायं इत्युक्तौ इदानीं न प्राप्तवान् खलु अग्रिमे अवश्यं भवान् प्राप्तुं शक्नोषि इति तैः उक्तं तर्हि तेषां अभिप्रायं स्वीकृत्येव पुनः कुत्रापि न गतवान् पुनः विद्यापीठं एव अहम् आगतवान् संस्कृताध्ययनाय मम गुरूणां आदेशेन अहम् अत्र अधीतवान्